आं बाल्यकालस्य यात्रायाः स्मरणमस्ति मम माता पिता यात्रायां कृते बहु उत्साहिताः भवति बाल्यकाले अहं वारं वारं शेगावः नगरे गच्छामि तत्र गजाननः महाराजस्य दर्शनं कृत्वा अहं तत्र निवसामि आनन्दसागर् तथा तत्र गजानन्दमहाराजस्य ग्रन्थे बहु विविधः चमत्काराः सन्ति तत्र अहं स्थाने स्थाने अगच्छं तत्र अहम् आनन्दः अनुभवम् बहु अहं तदनन्तरम् अहं कारञ्जा दत्तमहाराजस्य दर्शनं करोमि कारञ्जा इति तु अहं गच्छामि मम माता पितुः सह तदनन्तरं पाठशालायाः विद्यालयस्य सहल् अहं सहल्